काः सन्ति देशीय चिकित्सापद्धतयः किं तासां विशेषत्वं तासां परस्परतः कः अष्टधा विभक्तमस्ति तत्र शल्यतन्त्रं शालक्यतन्त्रं भूत भूतविद्या हु हूतविद्या अगततन्त्रम् इत्यादि अष्टधा विभक्तम् अस्ति एतेषु अष्टसु मनुष्यशरीरे कुत्र कुत्र इत्युक्ते शरीरस्य विविध भागेषु दोषः कुत्र भवति तस्य चिकित्साविषये तद् उक्तं वर्तते यद्यपि शल्यतन्त्रम् इत्युक्ते शरीरस्योपरि चर्मस्य त्वगुपरि विद्यमानस्य शरीरस्य विषये त्वगुपरि विद् चर्मरोगसम्बन्ध पट्ट विषयेपि तस्मिन् शल्यतन्त्रे उक्तं वर्तते शालक्यतन्त्रम् इत्युक्ते शरीरस्य अन्तर्गते कापि दोषः वर्तते तस्य निवारणाय शालक्य शालक्य तन्त्रविद्यायाम् उक्तं वर्तते भूतविद्या इत्युक्ते मनसि विद्यमानान् रोगाणां निवारणम् आयुर्वेदचिकित्सारूपेण कर्तुं शक्यते यद्यपि अगततन्त्रम् शरीरे विद्यामानाम् दोषाणां निवारणार्थम् एतत् एते अष्टसु विभक्तम् इत्युक्ते भिन्नभिन्नरीत्या भवति एतस्य शा एकस्य तु शरीरस्य अन्तर्गतम् अन्तर्गतम् शालक्यतन्त्रम् इत्युक्ते बाह्य विधः रूपेण यद् दोषं भवति तस्य निवारणाय एतस्य उपयोगं भवति पुनश्च अन्तर्गतशरीरस्य अन्तर्गतत्व निवारणार्थम् एतत् सर्वम् अस्मिन् तासां परस्परं बहिः तः एतत् सदृशं वर्तते देशीयचिकित्सासु तैललेपनं पुनः देशीय चिकित्सा पद्धतया एतादृशं वर्तते